चित्रकलायां मम बाल्ये एव रुचिः स्वभावतः आसीत् गृहे बित्तौ सर्वत्रापि चित्राणि अरचयम् तदा माता भर्त्सित भर्त्सितवती भर्त्सयित्वा उक्तवती यत् यदि चित्राणि रचयितव्यं तदा तर्हि पुस्तके एव रचयतु इति सा तदनन्तरं चित्रशालां प्रति मां नीत्वा तत्र अहं चित्राभ्यासं कृतवती तदनन्तरं पञ्चवषात् पूर्वं अधिकृततया मया चित्रकला आरब्धा तत्र रविवर्मस्य चित्रमेकं दृष्ट्वा रुचिः अधिकतया जाता रविवर्मः मम इष्टतमः चित्रकारः यतो हि तस्य चित्रकलायां भारतीयसंस्कृतिः दृश्यते